बाल्यकालादारभ्यः बहुस्पर्धासु भागं गृहीतवती आसम् तत्र स्थानमपि प्राप्तवती तथापि एका स्पर्धा मयि धन्यतामानीता सा च आचार्यस्तरे आसीत् तदानीम् अखिलभारतीयस्पर्धायां गतवती आसम् तदा मया भाषणस्पर्धायां प्रथमस्थानं प्राप्तम् तस्मिन् विश्वविद्यालये तद्वर्षे एव अहं प्रविष्टवती इत्यतः गमनावसरे सर्वेऽपि मत्कृते स्थानं प्राप्यते वा न वा इति न चिन्तितवन्तः किन्तु केवलं मद्गुरूणा तथा ये मां जानन्ति तेषामेव मदुपरि विश्वासः आसीत् यदा स्पर्धायाः स्थानं प्राप्तवती तदा तेषां मदुपरि यद्विश्वासः वर्तते तत् दृढीकृतवती इत्यतः धन्यं मन्यामहे